भारते मोदीसर्कारस्य नवोद्यमेभ्यः प्रफुल्लितयुगम् इति प्रारम्भं कृ कुर्वन्तः इति भासते उपयोगम् एव इदानीम् अनेक स्टार्टप् इत्युच्यते खलु तत् अधिकतया एव आगत्य बहु उत्तमतारी उत्तमरीत्या कार्यं कुर्वन् अस्ति तथैव नूतनव्यापाराणाम् अपि अधिकतया लोन्स् अपि दास्यते बेङ्क्स् लोन्स् अधिकतया दास्यते स्तार्टप्स् सर्वे सिटिस् एव नास्ति परन्तु ग्रामीणप्रान्ताः जनाः अपि एतत् एतानि स्टार्टप्स् स्वीकृत्य उत्तमतया कार्यं कुर्वन् अस्ति इदानीम्